उत्सवेषु मम गृहे अत्यन्तं मधुरं भोजनं निर्मीयते मिष्टान्नेषु सामान्यतया अस्माभिः ए कृश्रः पच्यते मधुरः कृश् वा कृश्रः अनन्तरम् अस्माभिः अपूपाः निर्मीयन्ते किञ्च चक्कुलि अस्माभिः ज्ञातमस्ति कथं निर्म् निर्मेया इति तदपि अस्माभिः निर्मीयते एवमेव मधुरपायसस्य निर्माणं क्रियते तेन सह उत्तमा पूरिका निर्मीयते एवम् अत्युत्तमपूरिकया अनन्तरं पायसम् एतद् उभयोः मेलनं यदा भवति तदानीम् उत्सवस्य आनन्दः द्विगुणितः भवति अतः